सः तु करा कर्नाटकम् स सङ्गीतं कथम् कथं गातव्यम् इति सुलभतया शिशूनां शिशु शिशुशिबिरमपि क कथं ग गातव्यम् इति सः उक्तवान् पुनः सः इद इदानीमपि कर्ना कर्नाटकसङ्गीते सङ्गीतेऽपि वात सङ्गीतं गतेऽपि त तस्य वाग्येकगारस्य एव त् कृतीनि इदानीमपि पाठयन्ति पुनः तस्य वैशिष्ट्यं तु वे वेदान्त विषये विषये विषयेपि सुललित सुललिततया छात्राः इति स्त्री स्त्रियः ब् बालाश्च यदि सुल सुलभतया त तयात् त तस् कीर्तनं तस्य रचितं तेन रचितं कीर्तनेन सुलभतया ज्ञातुं श शक्नुवन्ति त तस्य वैशि वैशिष्ट्यं तु सर्वे पुनः सह सर्वे त त तस्य स सर्व क् क् कृतिषुपि अन् अन् अन्तेऽपि पु पुरन्दरविठल इति अ अङ्कितं वर्तते सः स पुनः पुनः तः त तस्य भक्तिसङ्गीतं सङ्गीतं ततः तथैमिति पुनः विधिनिषेधरूपं कृ प पद्यान्यपि अनेन लि लिखितम् लो लोकस्य विडम्बनं विडम्बनं इ विडम्बनपि त तत्र वर्तते यद् वक्तव्यं तद् तदेव अन्योक्ति अपि सा वद् वद वदति समग्र वेद् वेद वेदैः यत् प्रतिपाद्यते त तत् सर्म तत तत् सर्वाणि अनेन सङ्गीतरूपेण सङ्गीतरूपेण सुललिततया ज्ञातुं शक्यते अस्य अस्य पदेन पदेन लिखितं तत् पद्येन शक्यते तत् तस्मात् प् पुरन्दरदासः मम इष्टतमः सङ्गीततज्ञः